प्रथमम् अहं दश दशदिनात्मकसंस्कृतसम्भाषणशिबिरं गतवती ततः साक्षात् प्रसिक्षणवर्गम् अपि गतवती अहं चिन्तितवती संस्कृतं बहु कठिनमस्ति अहं वक्तुं शक्नोमि वा पाठयितुं शक्नोमि वा इति चिन्तितवती क् किन्तु तत्रत्याः सर्वे भवति चिन्ता मा करोतु भवती पाठयितुं शक्नोति एकवारं प्रयत्नं करोतु इति उक्तवन्तः तता अहमपि प्रेरणं भूत्वा शिक्षकप्रशिक्षणवर्गं समापितवती अनन्तरं दश सम्भाषणशिबिराणि अपि चालितवती रेणुदेसै इति एका नटी अस्ति तस्यै अपि संस्कृतसम्भाषणशिबिरं पाठितवती तदा मयि इतोऽपि कान्फ़िडेन्स् अधिकम् अभवत् अहमपि सम्भाषणशिबिरं पाठयितुं शक्नोमि एवमेव बालकेन्द्राणि अपि चालितवती बालैस्सह पाठनं नृत्यम् एतद् सर्वं बहु आनन्ददायकम् आसीत् संस्कृतविषये इतोऽपि अहं पठितुम् आसक्तिः अस् पठितुम् इच्छामि यतोहि इतःपूर्वम् अहं एम् काम् समापितवती इदानीम् अहं संस्कृते बहु इच्छया पठन्ति अस्मि अहं निश्चयेन संस्कृतं पठामि वर्षद्वयमहं भाग्यनगरे विस्तारिकरूपेण कार्यं कुर्वत् विस्तारिकारूपेण कार्यं कृतवती यदा अहं विस्तारिका आसम् तदा अहं बहुत्र विविधेषजनपदेषु गत्वा सम्भाषणशिबिरं चालयित्वा तान् प्रेरणां कारयित्वा ते अपि संस्कृतम् इदानीं पठन्तः सन्ति इदानीम् अहं अक्षरे पत्रालयविभागे कार्यं कुर्वती अस्मि पत्रालयद्वारा संस्कृतशिक्षणम् इति संस्कृतभारत्याम् एकः आयामः अस्ति तस्मिन् आयामे दशाधिकसहस्रजनाः संस्कृतं पठन्तः सन्ति इतोऽपि बहवः पठितुम् इच्छन्तः सन्ति एवमेव आमरिकातः आष्ट्रेलिया सिङ्गपूर्तः बहवः शिक्षार्थिनः संस्कृतं पठन्तः सन्ति अहम् एतं विषयं वक्तुम् आनन्ददायकम् अस्ति